मम भगिनी

तद् सर्वं सम्यक् एव अस्ति बालिकायाः इदानीं श् शिक्षायाः विषये क्लेशः इत्युक्ते ते अद् अधिकं पठितुमिच्छन्ति अधिकज्ञानम् अपि भव ज्ञा ज्ञानिना ज्ञानिनाः भवन्ति एव

तत् कथं स् स्वसुरक्षा सु सुरक्षां करणीया इति तद्विषये अधिकं ज्ञानं भवति चेत् सम्यक् भवति त तद् अन तद् अनन्तरम् अन्यविषयः इत्युक्ते स्व संस्कृतिविषये बालिका बालिकायाः ज्ञानम् अधिकं भवतु इति अपि मम अभिप्रायः अस्ति